अहम् एकं स्वीट् डीस्क् बुक् कर्तुम् इच्छामि अत्र अहं पश्यन् अस्मि अत्र बहु रेस्टोरेण्ट्स् सन्ति तत्र इदम् एकं रेस्टोरेण्ट् अस्ति आराधना तत्र ये स्वीट् टीस् गुलाब् जामून् रस्गुल्ला इत्यादिकम् अस्ति अत्र आफ़र् अपि अस्ति इति कृत्वा इदं सम्यक् वहति आफ़र् अपि अस्ति किञ्च क्वालिटि अपि तत्र सम्यक् भवति इति कृत्वा इदमेव आर्डर् कुर्मः बुक् कुर्मः इति भाति